धार्मिकोत्सवसम्बद्धानि खाद्यानि बहूनि सन्ति मा एकस्मिन् वर्षे अन्यन्य धार्मिकोत्सव भवति प्रथमं प्रथमं सङ्क्रान्तः उत्सवः आगच्छति धार्मिकः उत्सवः तद् सङ्क्रान्तः सङ्क्रान्तः धार्मिकोत्सवे मध्यप्रदेशक्षेत्रे एवं महाराष्ट्रक्षेत्रे अपि तद् तेल्गोळ् तेल्गुळ किं लड्डुकः निर्माणं भवति तस्य अनन्तरं होली ता होलिका धार्मिकोत्सवः आगच्छति तस्मिन् समये मम मध्यप्रदेशक्षेत्रे तस्य उच्चारणं किं दाल् बाफ्ले अस्ति तत् तद् निर्माणं भवति तस्य अनन्तरं तद् जुलै मासे जुलै मासे एव अगस्त् मासे तद् तस्मिन् समये सावनमासः चलति सावनमासे मम क्षेत्रे अधिकं दा मक्के मक्के मक्कायाः किम् उक्तं कोर्न् कोर्न् मक्कायाः तद् रोटिका निर्माणं भवति तस्य अनन्तरं तद् गणेशोत्सवः तस्मिन् समये अपि बहु तद् लड्डुकं निर्माणं मोदकं निर्माणं भवति तस्य अनन्तरं दुर्गा दुर्गापूजनं धार्मिकोत्सवः आगच्छति दुर्गापूजने मम क्षेत्रे तद् किमुक्तम् मिष्ठान्नं मिष्ठान्ननिर्माणं बहु भवति एवं तस्य अनन्तरं दीवालिः आगच्छति दीवालिः सर्वेषां जानाति तद् दिवा दीवाल्याम् उत्सवे धार्मिकोत्सवे सर्वेषां गृहे अन्यन्यम् खाद्यानि पदार्थानि निर्माणं भवति भवन्ति तद् तद् चूडा गुजिया एवं लड्डुकं गुला गुलाब् जामून् एवम् अन्यान्यं खाद्यानि निर्माणं भवति तस्य अनन्तरं तद् तस्य अनन्तरम् दीवालिं दीवाल्याम् अनन्तरं मध्यप्रदेशक्षेत्रे एव एक च त्युहार एक धार्मिकोत्सवः भवति अनन्तरं दीवाल्याम् अनन्तरं तद् गोवर्धनं पूजायाः धार्मिकोत्सवः तस्मिन् दिने तद्दिने म मध्यप्रदेशक्षेत्रे दद् जाव् जवारि जवारि किं संस्कृतं न जानामि तस्य उच्चारणम् त तस्य किमर्थं जवा जवारि जवारि रोटिका निर्माणं भवति एवं तस्य सह भर्ता भर्तायाः निर्माणमपि भवति एतस्य एतावत् श्रुत्वा अहम् अहम् एवं सर्वेषां ज्ञातवान् भिन्नभिन्नम् उत्सवानां कृते भिन्नं भिन्नं खाद्यं निर्माणं भवति भिन्नं भिन्नं क्षेत्रे एवं धन्यवादः